श्रुतिस्मृती ममैवाज्ञे इति परमात्मनः श्रीकृष्णस्य वचनम् श्रुतेरिवार्थं स्मृतिमन्वगच्छत् इति राष्ट्रकविकालिदासस्य वचनं श्रुतयः प्राचीनाः अपौरुषेयाः श्रुतीः आश्रित्य रचिताः स्मृतिग्रन्थाः पौरुषेयाः भवन्ति स्मृतिषु श्रूतीनां विचारः बहु स्पष्टतया विस्तारतया उक्तः अस्ति स्मृतयः नाम यथा वा याज्ञवल्क्यस्मृतिः वासिष्ठस्मृतिः मनुस्मृतिः पराशरस्मृतिः एवम् कलौ पाराशरस्मृतिः इति एका उक्तिरस्ति कलियुगे पराशरमुनेः स्मृतिग्रन्थः एव प्रमाणम् इत्यर्थः स्मृतिषु जीवनविचाराः सम्यगुक्तास्सन्ति गृहस्य चर्या व्यक्तिगतचर्या कुत्रापि गृहे आयः अस्ति चेत् इत्युक्ते प्रोपर्टि इति वयं वदामः तत् प्रापर्टि यदस्ति तस्य विभागविषये कथं कथं सूत्राणि अन्वेतव्यानि तथा च स्त्रीणां कर्तव्यः कः पुरुषाणां कर्तव्यः कः समेषां मनुष्याणां कर्तव्यः कः तथा च विविधवृत्तौ स्थिताः जनाः कीदृश आचरणं कुर्युः येन समाजे सर्वत्रापि सन्तोषस्थितिः भवेत् तदर्थं स्मृतयः प्रवृत्ताः